नमस्कारः अहं लक्ष्मीप्रिया कथयामि त्रिपुर ट्रावेल् एजन्सि खलु अहं लेम्बुछेरा ग्रामे निवसामि अहं मम मित्राणि च जगन्नाथवाडि राज्वाडि उर्नकोटि त्रिपुरेश्वरी नीर्महल् इत्यादिस्थानेषु भ्रमितुम् इच्छामः अतः भवतां पक्षतः सेल्फ़् ड्रैव् सेल्फ़् ड्रैव् कार्यानम् उपलभ्यते वा तर्हि एकं किलोमीटर् प्रति कति रूप्यकाणि भाटकं भवति वयं तु दिनत्रयं यावत् भ्रमामः तस्य कृते कति रूप्यकाणि भवन्ति अस्तु तर्हि अहं तत्र आगत्य मिलामि धन्यवादः